नृत्यम् अभिरुचिरूपेण अनुसर्तुं महिलाभ्यः समाजे प्रोत्साहः दीयते सम्प्रति नानाविधसंस्थाः समाजे वर्तन्ते एवञ्च नानाविधसङ्घटनानि अपि वर्तन्ते राष्ट्रियसशक्तिकरण आन्दोलनानि आन्दोलनानि अपि सन्ति एवञ्च राज्येष्वपि बहवः कार्यक्रमाः भवन्ति भारतस्य सम्प्रति या स्थितिः अस्ति तस्यां स्थितौ महिलाभ्यः नानाविधप्रोत्सना प्रोत्साहनानि दीयन्ते अतः महिलानर्तकीभ्यः समस्याः न सन्ति यद्यपि ग्राम्यजीवनेषु संकोचवशात् महिलाः नागच्छन्ति एवं सार्वजनिकरूपेण नृत्यम् अपि न कुर्वन्ति वयं समाजे पश्यामः महिलाः यदा नृत्यं कुर्वन्ति अभ्यासं कुर्वन्ति प्रदर्शयन्ति तदा समाजे सोत्साहं जनाः पश्यन्ति एवं प्रोत्साहनम् अपि कुर्वन्ति नानाविध ये नृत्यानि यानि सन्ति सम्पूर्णराष्ट्रे तेषां सर्वेषाम् अभ्यासं कर्तुं न शक्यते परन्तु चितस्य एकस्य नृत्यस्य अभ्यासं कृत्वा महिलाः स्वकीयकीर्तिं यशः च सर्वासु दिक्षु प्रकीर्तयितुं शक्नोति